एतत् बोधायन एजेन्सि खलु एवं अहं श्रीमति इति श्रीमति इति वैङ्गलूरुत मया काशी गन्तव्यम् आसीत् इदानीं गर्मकाले एकवारं गच्छामि इति चिन्तितवती भवतां तत्र कथं व्यवस्था नाम केवल काशीदर्शनं भवति वा अथवा अन्यत्र अन्यत्र कथम् अस्ति

एवं सत्यम् अस्माभिरपि तथा चिन्तितं नाम केवल काशी किं परित विद्यमानम् अपि दृष्ट्वा आगच्छाम इति इदानीं मया सह बृद्धा सन्ति अत इदानीं कथं भवतां इत गमनं कथं विमानयानेन कथम् आम् भवतु हा काशी गया प्रयाग एवं भवतु चिन्तानास्ति कदाचित् कथं कति रूप्यकानि भवति

नाम आरोहण अवरोहण आदि विषये क्लेश न भवति खलु साहाय्यं कुर्वन्ति

वासव्यवस्था कथं तत्र रात् भोजनम् अस्माकम् इदानीम् उदाहरणार्थं वयं तु इदानीं दक्षिणभारत गच्छन्त स्म अस्माकं भोजनं एव लभ्यते वा तत्रत्य भोजनम् वा इदानीं कदाचित् अनारोग्यं भवितुम् अर्हति तदा भवतां व्यवस्था का वैद्य हा वैद्य मिलति एकवारं कति जनान् नयन्ति भवन्त इदानीम् तत्र गैड् गैड् इत्यादि भवन्ति खलु दर्शनसमये एवम् एवम् समीचीनं तर्हि अहम् एकवारम् आगच्छामि तत्र अनन्तरं सम्भाषणं कुर्म अस्तु तर्हि धन्यवाद